पाकवाहिन्याः अत इदानीं मम अस्माकं प्रदेशे सर्वं बहु प्राधान्यम् अर्हति प्रसिद्धमपि अस्ति सर्वे जनाः नूतननूतनपाकविषयाः नूतननूतन भोजनानं कथं निर्माणं करणीयं कीदृशं निर्माणं करणीयं किं किं तत्र स्थापनीयम् एतत् सर्वं पाकवाहिनी मार्गेण तत् पाकवाहिनी मार्गनिर्देशं सर्वं ददाति इदानीम् अहं तु पाकवाहिनीं द्रष्टुं बहु इच्छामि तदापि तत् सर्वं प्रयोगं कर्तुमपि परिशीलनं कर्तुमपि अहं परिशीलयामि एतत् सर्वं करोमि नूतननूतन भोजनं स्व भोजनवस्तूनि कथं निर्माणं करणीयं कीदृशं निर्माणं करणीयं किं किं तत्र स्थापनीयम् एतत् सर्वं दृष्ट्वा श्रुत्वा अहमपि कृत्वा मम गृहे विद्यमानजनानां कृते अहमपि दास्यामि एतादृशं पाकवाहिनी बहुजनानां कृते साहाय्यमपि भवन्ति अस्ति